हरिः ओम् हा श्रीगणेशः ट्रावेल् एजन्सितः भाषयिष्यामि कुत्रापि गन्तुम् इच्छन्ति वा हा अस्तु अस्ति अस्ति कति जनाः सन्ति अस्तु तर्हि टिटी अवश्यं भवति खलु सम्यक् भवति एवम् एवम् अन्यत्र कुत्रापि गन्तुमिच्छन्ति वा नाम इदानीम्मध्ये आं शक्नुवन्ति इतः दश दशसहस्रम् एवम् एवम् यदि भोजनापेक्षा अपि अस्ति नाम तत्रापि व्यवस्था भवेदिति चेत् किञ्चिदधिकं भवति नाम वेजिटेरियन् कृते सस्याहाराणां कृते अपि दातुं शक्नुमः अतः तथा गतवान् चेत् किञ्चित् अधिकं भवति शक्यते वा एवम् एवं सर्वविधाः व्यवस्थाः अपि भवन्त्येव अयोध्यां गन्तव्यमिति चिन्तितवन्तः खलु तदर्थमेव किञ्चित् न्यूनमेव उक्तवती एवम् तत् एवम् एवं शक्नुवन्ति एवं तत्र तत्रापि किञ्चित् अधिकं जातं जातं चेत् वदामि एवम् अयोध्यामेव गन्तुमिच्छन्ति वा अन्यत्र कुत्रापि प्राकृतिकसौन्दर्यम् अन्यत्र कुत्रापि द्रष्टुम् इच्छन्ति चेत् तत्रापि नाम मार्गे एव अस्ति चेत् तत्रापि गन्तुं शक्नुमः एवम् एवम्

एवं हा एवम् आगमनसमये आग नाम तत्र गन्तुं शक्यते खलु नाममध्ये मध्ये किमपि लभ्यते चेत् तत्र गत्वा किञ्चित् दृष्ट्वा आगन्तुं शक्नुमः

अस्तु अस्तु धन्यवादः